स्वसहायकसमूहस्य विषये वक्तव्यं चेत् मम प्रदेशे महिलानां सङ्घटनं वर्तते इति कारणात् ताः स्वयमेव मिलित्वा तासाम् यथा पर्पटः स्यात् अथवा गन्धवर्तिकाः वा भवन्तु एवं अनेके अनेकेषु विषयेषु ताः स्वयमेव चिन्तनं कृत्वा तस्य निर्माणं कुर्वन्ति तद् तस्य निर्माणं कृत्वा ताः स्वयमेव तस्य क्रयणाधिकं कृत्वा तस्मात् धन धनार्जनं कुर्वन्ति येन च ताः बहु साहाय्यं प्राप्नुवन्ति एवं महिलाः तावत् स्वयमेव स्वचिन्तनेन नूतननूतनवस्तूनां उत्पादनं कृत्वा तेषां समूहस्य पुनश्च अन्यासां कृते यथा साहाय्यं स्यात् तथा ताः सङ्घटनं कुर्वन्ति एवमेव मम प्रदेशे अस्मिन् विषये उत्तमाः अवस अवसराः अनेके सन्ति येन च महिलानां वा भवतु अथवा बालिकानां वा भवतु महती साहाय्यं भविष्यति तेन अपि च धनसम्पादने अपि महान् लाभ तेन कारणेन भवति महिलानां कृते